मम वासः मङ्गलूरुनगरेऽस्ति अस्माकं प्रदेशे विद्युत् व्यत्ययः प्रतिकुजवासरे अष्टघण्टापर्यन्तं भवति विद्युत् विच्छेदनस्य कारणात् गृहे बहुकष्टानि भवन्ति व्यजनं व्यजनस्य उपयोगं कर्तुं न शक्नुमः तत्कारणात् उष्णसमये वयं बहुकष्टम् अनुभव अनुभवन् अस् सन्ति तदनन्तरं गृहे मिक्सि इत्यादि उपयोगं कर्तुं न शक्नुमः अस्माकं भोजनस्य व्यवस्थायाः अपि कदापि व्यत्ययः भविष्यति इद एत् प्रतिकुजवासरे निश्चितनियतरूपेण विद्युत् व्यत्ययः भवति परन्तु वर्षाकालायाम् अनियमितरूपेण अपि विद्युत् व्यत्ययः भविष्यति तदा बहुकष्टं भविष्यति यदि नियतकालेन विद्युत् व्यत्ययः भवति वयं किञ्चित् तस्य अन्य अन्यव्यवस्थायां व्यवस्थायाः प्रयत्नं कर्तुं शक्नुमः अनियमितरूपेण यदि विद्युत् व्यत्ययः भवति चेत् बहुकष्टं भविष्यति वर्षाकाले रात्रौ यदि गच्छति चेत् व्यजनस्य उपयोगं न कर्तुं शक्नुमः तत् बहु अन्धकारः अपि भविष्यति एतत्कारणात् विद्युत् लोपः यदि नियमितरूपेण भवति चेत् तत् सहनीयम् अनियमितरूपेण भवति चेत् तत् बहुकष्ट कष्टं भवति